हरिः ओं नमस्ते नमस्ते जि सर्वं कुशलं वा सम्यक् सम्यक् हा सर्वं कुशलं महोदय सर्वं कुशलं पूर्वमेव अहम् आहूतवती भवान् हा भवान् न आसीत् आं आ हा चिन्ता नास्ति महोदय हा चिन्ता नास्ति मम पुस्तकानि आवश्यकानि तन्निमित्तम् एव आहूतवती कानिचन पुस्त हा सरलसंस्कृतम् अस्ति किल सरलसंस्कृतपुस्तकं हा तद् पुस्तकम् आवश्यकानि पञ्चाशत् अथवा शतम् अस्ति चेत् अपि सम्यक् इदानीं शतं पुस्तकानि अस्ति वा एवं वा इदानीं नवरात्री प्रचलत् अस्ति किल तन्निमित्तं मया दातव्यं सप्ताहानन्तरं नास्ति इदानीं कति पुस्तकानि सन्ति उक्तवान् षष्टिः वा षष्टिः पुस्तकं प्रेषयितुं शक्नोति वा इदानीमेव

आं महोदय धन्यवादाः तैः सह किञ्चित् व्याकरणपुस्तकमपि अस्ति वा अष्टाध्यायीपाठः अधिकसङ्ख्या नास्ति एकं मा मम कृते एव मम पठनार्थम् एव इदानीं मुद्रितं नास्ति इति उक्तवन्तः गत हा गतमासे अहं

अस्तु महोदय व्याकरणपुस्तकम् इदानीं षष्टिः पुस्तकानि अपि अन्यत् किमपि नूतनपुस्तकम् अस्ति वा तत्तु सत्यं सत् तत्तु सत्यं महोदय तत्तु सत्यम् तत्तु सत्यं निश्चयेन आगमिष्यामि नवरात्रि अनन्तरम् आगमिष्यामि सावधानेन आगमिष्यामि भवान् कृपया एतानि पुस्तकानि प्रेषयन्तु इति प्रार्थये हा धन्यवादः धन्यवादः महोदय